अस्माकं प्रदेशे शिक्षणव्यवस्था बहुसमीचीना वर्तते यतोहि अस्माकं प्रदेशः उत्तरप्रदेशः तत्र सर्वाधिकाः विश्वविद्यालयाः वर्तन्ते यथा केन्द्रियविश्वविद्यालयः काशीहिन्दुविश्वविद्यालयः संस्कृतविश्वविद्यालयः अस्माकं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः महात्मागान्धीविद्यापीठम् इत्यादि प्रान्तस्य वर्धने अपि बहुसाहाय्यं भवति शिक्षणसंस्थायाः नामानि पूर्वम् उक्तमेव यथा काशीहिन्दुविश्वविद्यालयः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः अलीगड़मुस्लिं यूनिवर् यूनिवर्सिटि अर्थात् बिश्वविद्यालयः एवम् तत्र सर्वकारीयशालायाः परिस्थितिः अपि बहु उत्तमा वर्तते सर्वे योग्याः शिक्षकाः प्रतिदिनं नूतनाध्ययनं कारयन्ति छात्रान् पाठयन्ति सर्वत्र शिक्षकाः समयेन उपस्थिताः भवन्ति इति अस्माकं प्रदेशस्य शिक्षणव्यवस्था